नवजातशिशोः स्वच्छता विषये बहुवारं चिन्तनीयम् अस्ति एकं तु शिशुः माता च एकं स्वच्छप्रकोष्टे एव स्यात् तत्र शुद्धवायुः प्रवेष्टव्यं शुद्धवायोः सञ्चारं स्यात् तत्र प्रकाशः अपि सम्यक् भवेत् अधिक आतपः अस्ति चेदपि क्लेशं जनयति अधिक आतपस्य अधिक आतपः अपि न आवश्यकम् अनन्तरं नवजातशिशोः वस्त्राणि अपि किञ्चित् दृष्ट्वा उपयोक्तव्यम् वस्त्राणि शुद्धं श्वेतम् मृदुः च भवेत् वस्त्राणि उष्णजले एव प्रक्षालनीयानि अनन्तरं सम्यक् प्रसारयित्वा आतपात् यदा आनयति साक्षात् तस्य धारणं न करणीयम् तस्य उष्णता यदा गच्छति तदनन्तरमेव शिशुं धारणीयं तत् अनन्तरं नवजातशिशुं द्रष्टुं ये ये आगच्छन्ति ते अपि स्वच्छताविषये बहु जागरूकतया चिन्तनीयं भवति